निर्वाचनं महत्वभूतं कार्यम् भारतस्य शासनं केन करणीयम् इति निर्णयः एलेक्षन्द्वारा क्रियते अतः पञ्चवर्षेषु एकवारं निर्वाचनं भवत्येव निर्वाचनं महत्वभूतं कार्यम् इत्यतः कुत्रचिद् क्लेशः भवितुम् अर्हति विशेषतया मया कोपि कापि कष्टता न अनुभूता अस्ति तथापि किञ्चित् अस्ति इति वक्तुं शक्यते तथापि निर्वाचनस्य महत्वम् इति कारणात् तत्सर्वं वक्तुम् न इच्छामि इदानीं राष्ट्रीयनेतारः स्वविजयाय मार्गेषु सर्वत्र प्रचारणं कुर्वन्ति तस्मिन् काले वाहनादीनां गमने क्लेशः भवति अस्माकं समयनाशः अपि भवति सः कश्चन कष्टः इत्येव अस्ति तत्तु अल्पकालः एव इति कारणात् तस्मिन् विषये कापि समस्या नास्ति